तरणं शिक्षकाः सामान्यतया कं दोषं कुर्वन्ति नाम तत्र ये तरणं पाठयन्ति तं ते गृहीतुं गच्छन्ति प्रथमं यत्र अहं जले किम् अन्तः अन्तः गच्छामि मम मरणं भवेत् स्यात् इति भीत्या यः तरणं पाठयितुं गच्छति खलु

एवं तत्र किं कर्तव्यं नाम बेण्ड् इत्यादिकं किं बाटल् वा इत्यादिकं बृहत् तस्य किं कशेरोः उपरि स्थापनीयं भवति तत्र तस्मै तत् संस्थाप्य यदि जले क्षिपामः तर्हि अन्तः सः न गच्छति इत्येवं तस्य भयमपि गच्छति यदा प्रथमवारं गच्छति अवश्यं भयं भवत्येव मम कृते अपि महती भीतिः आसीत् यदा प्रथमवारं जले गत्वा तरणम् आरब्धवान् तदा भीतिः आसीत् तत् किं मया कथं निवारितं नाम इदं बाटल् स्वीकृत्य बृह दश लीटर् इत्यादिकं बाटल् स्वीकृत्य तत्र किं कशेरोः उपरि संस्थाप्य पृष्ठस्य उपरि अहं जले गतः तत्र तत् जले अस्माकम् उपरि एव गमयति न तु अधः गमयति तदनन्तरं दिनद्वयं जातं भीतिः गता अनन्तरं तरणम् आरब्धवानहं सम्यगेव तरणं पठितवान् जलस्य भयमपि इदानीं नास्ति इत्येवं कर्तव्यं तेषां ये तरणं शिक्षकाः वर्तन्ते तेषां कृते एवं कर्तव्यम् इति अहं वक्तुम् इच्छामि तत्र किं जलं न पातव्यं ते जलं पिबन्ति यदा प्रतमवारं जले संस्थाप्यन्ते ते तदा भीत्या ओ किं स्वासोच्छ्वासे एव तेषां क्लेशः भवति तदा साक्षात् जलं पिबन्ति ते यदा जलम् अधिकं पिबन्ति तर्हि तेषाम् उदरे जलं पूरितं भवति तेषां भारः अधिकः भवति इति कृत्वा ते अन्तः गच्छन्ति तेषां ते तदा किं लोकं त्यजन्ति गच्छन्ति परलोकम् इत्येवं वक्तुम् इच्छामि